वैदिकस्तोत्राणाम् इव लोकसङ्गीतं लोकगीतानां वा गीतानि वा अतीव प्राचीनानि मानवसंवेदानानां सरलतमानि च व्यञ्जनानि सन्ति सः अद्यपर्यन्तं जीव् जीवन्ति स्म न तु कलमद्वारा अपि तु लोकजहायाः सहाय्येन जनमनसः विरु विरक्तः राष्ट्रपिता महात्मागान्धी उक्तवान् आसीत् यत् लोकगीतेषु पृथ्वी गायति पर्वताः गायन्ति नद्याः गायन्ति सस्यानि गायन्ति उत्सवमेलादिषु लोकसमूहाः सुमधुरस्वरैः लोकगीतानि गायन्ति स्वर्गीयः रामनरेशत्रिपाठी इत्यस्य वचने तथा अन्धकार गुहात् गुहातः यद् नदी प्रवहति तस्याः उत्पत्तिः कोपि न जानाति तथैव एषा एव स्थितिः लोकगीतान् लोकगीतानां विषये विद्वांसः ऋषिभिः स्वीकृतः अस्ति